नमस्ते स्विग्गी अहं परम्बुश्रीनिवास उपाहारगृहतः गोबिरैस् आर्डर् कृतवती अहं चतुर्वादने आर्डर् कृतवती एतावत्पर्यन्तं मया न प्राप्तम् परन्तु स्विग्गी एप् मध्ये तु डेलेवर्ड् इत्येव दर्शितम् अस्ति इदानीं का स्थितिः मम धनं रीफण्ड् कुर्वन्ति वा अन्यथा शीघ्रं प्रेषयन्ति वा इति कृपया सूचयन्तु